अहं स्वपरिवारेन सह धार्मिक उत्सवम् अतीव हर्षतया आचरामि किमर्थं चेत् अस् वयम् विभिन्नम् धार्मिक उत्सवाः सन्ति यथा एकः अभवत् दुर्गा पूजा दुर्गायाः पूजा अन्यतममपि रामनवमी बहवः सन्ति कथं कीदृशम् आचरामि चेत् दुर्गायाः पूजा कृते समये नूतनवस्त्राणि तथा खाद्यमध्ये भिन्नभिन्नमिष्टान्नं भिन्नभिन्नस्वादिष्टं भोजनं तथा तत्पश्चात् किं भवति चेत् अस्माकं सनातनीयधर्मे मध्ये अन्यतमपि अस्ति यथा सरस्वतीपूजा इत्युक्ते सरस्वतीपूजा तथा अन्यतमः कृष्णाजन्माष्टमी अन्यतमः बहवः सन्ति परन्तु इदानीं वयं परिमाणतः अतीव हर्षतया आचरामि तथा अलङ्कारं मध्ये किं कुर्मः चेत् याः महिलाः भवन्ति ते सर्वेपि नूतन अलङ्कारान् धारयन्ति तथा पुरुषाः कृते नूतनवस्त्राणि धारयन्ति स्म